एकपुस्तकपठनेन सामान्यतः तस्य पुस्तकस्य पुस्तके कति कति क्लिष्टता अस्ति एतत् उभयं एतत् ग्रहणीयम् एवम् कमपि पुस्तकं मम रोचनं रोचितं पुस्तकम् अस्ति ग्रन्थसम्पदा सन्तसाहित्ये मम रुचिः बहु अस्ति एतदर्थम् अहं नित्यम् एकम् एकम् अध्यायं स्वीकरोमि एकविंश अध्यायः इति करोमि किन्तु अध्यापनपुस्तके अहं बहु रुचिः अस्ति तस्य कृते मम समीपे एव एकविंशतिदिनानि एव द्वाविंशतिदिनानि प्स् पठनम् पठनं करोमि एतत् कृते अहम् अहं तस्य प प्रत्येकं पाठं पाठेन किं किं क्लिष्टसमस्या क्लिष्टशब्दाः सन्ति तत् अवग्रहणं करोमि एतत् कृते नूतनाः किं किं शब्दाः आगच्छन्ति एव किं किं नवीनं किं किं शब्दम् अहम् अवगच्छामि एतद् ग्रहणम् अपि करोमि पठितुं अहं पठनार्थकं मासिकं एव सप्ताहः लक्ष्यं स्थापयामि किन्तु तस्य तस्य तस्य लक्ष्य साधितुं न कर्तव्यं ददामि तदनन्तरम् अहं तस्य पठनेन किञ्चित् अधिककालम् अपि योचनां करोमि एवं तस्य शब्दग्रहणं पाठग्रहणकृते अपि समयं दापयामि एकपृस्ग्रहणे मम ऐ क्यू लेवल् आल्सो अहं योजयामि अहं जानामि कि भि भिन्नव्यक्तिः भिन्नाः प्राकृतिकः भिन्नभिन्नः बौद्धिकसम्पदा भवति एतत् बौद्धिकसम्पदेन तस्य ग्रहणं कर्तुं शक्यते एवम्